स्वास्थ्यरक्षणे तरणस्य पात्रं बहु अस्ति वक्तव्यं किम् अस्ति नाम तत् कथं श्वासोछ्वासवर्धनार्थं सहायङ्करोति वा न वा इति एकवारं द्रष्टव्यं भवति यदा तरणं कर्तुं वयं समुद्रं प्रति वा नदीं प्रति वा यदा जलनिकटे यदा गच्छामः तदा यदा एकवारं श्वासं स्वीकुर्मः तदा एकदा एव कियद्दूरं वयं प्राप्तुं शक्नुमः तावद्दूरं गन्तव्यमेव यावद्दूरं वयं यावत् कालं यावत् कष्टं वा स्वीकर्तुं वयं प्रभवामः तावत्पर्यन्तं वयं शतप्रतिशतं वयं जीवितुं शक्नुमः यदा वयं तावत्पर्यन्तं जीवितुं शक्नुमः तावत्पर्यन्तं वयं बहूनि तरणानि कर्तुं शक्यते यदा श्वासोछ्वाससामर्थ्यं वर्धयति एकं निमेषं वयं जलं जलस्य अन्तः भवामः तदा बहु कष्टम् अनुभूयते तथापि तत् कष्टं सोढ्वा बहु तरणं कर्तव्यं भवति यदा तरणं पश्यामः तदा कष्टकरं स्यात् किन्तु तद् यदा स्वास्थ्यकरं भवति अस्माकं कृते एव तद् बहु स्वास्थ्यसामर्थ्यवर्धनं प्रति बहु सहकरोति यदा तत् सहकरोति तदा एव अस्माकं कृते प्रदेशे जीवितुं बहुकालँय्यावत् जीवितुं कष्टं न अनुभूयते एतावता मया बहुषु स्थानेषु तरणं कृतमस्ति कष्टमपि सोढ्वा तरणस्य अभ्यस्तमस्ति तत् तेन श्वासोच्छ्वासवर्धनमपि बहु जातमस्ति इत्युक्त्वा विरमामि